पशुपालनं नियतरूपेण खाद्यसुरक्षायां योगदानं दातुं शक्नोमि यतोऽहि दुग्ध पशुपालनं क्रियते चेत् दुग्धं मिलति दुग्धविक्रयणेन धनं प्राप्यते एवं नो चेत् दुग्धं दधि कृत्वा दध्ना घृतं नवनीतं प्राप्तुं शक्यते पुनश्च तत्र विद्यमानं तक्रं तक्र्म् तक्रमपि विक्रयणं कृत्वा तेनापि धनं प्राप्तुं शक्यते दधि अपि विक्रयणं कर्तुं शक्यते अस्मिन् क्षेत्रे बहवः जनाः व्यापारे निरताः सन्ति एव यतोऽहि एकस्मात् प्रदेशात् अन्यप्रदेशं प्रति खाद्यसुरक्षं नेतव्यं भवति अतः अत्र बहवः कार्ये निरताः भवन्ति एवम् अहं तावत् पशुपालनं न करोमि अतः अस्मिन् विषये तावत् अहं वक्तुं न शक्नोमि